सर्वेषां जीवने वृत्तिस्तु अपेक्ष्यते एव कारणं वृत्तिः यदि न भवति चेत् धनं न भवति तथा धनं यदि न भवति चेत् जीवनयापनं बहुकष्टकरं भवति अतः धनस्य कृते वृत्तिः अपेक्ष्यते वृत्तिः तत् वृत्तिप्राप्तेः कृते तत्र यत्किमपि अपेक्ष्यते शिक्षां ग्रहणं तदपि करणीयं अहं मम जीवने शिक्षिकारूपेण समाजस्य कल्याणं कर्तुम् इच्छामि अतः शिक्षिका भवितुं यत्किमपि नाम या कापि शिक्षा अपेक्ष्यते तत् ग्रहणं करोमि इदानीं इदानीं तस्मिन्नेव मार्गे अस्मि नाम अहं मम स्नातकं समाप्य नाम शास्त्रिं समाप्य इदानीं शिक्षाशास्त्रं कुर्वती अस्मि अतः शिक्षाशास्त्रिं समाप्य अहं नाम शिक्षिका भवितुम् अहं शक्नोमि इति अहं मन्ये अतः शिक्षाशास्त्रिं समाप्य यदि शक्यते चेत् अहं शिक्षाचार्य इत्यादि अपि कर्तुं मम इच्छा अस्ति तद् यथासमयं यथाकालं करोमि इति